एकं तावत् चिन्तनं प्रचोदकं पुस्तकं वर्तते यच्च मया पठितम् नाम चिन्तनशैली कथं भवति इति तेन पुस्त तत् पुस्तकपठनेन ज्ञायते अत्र च प् शिवसरणिः इति वर्तते तत्र च शिवसरणौ पुस्तकत्रयं वर्तते प्रथमं तावत् मेलुहस्य मेलुहे विद्यमानः यः शिवः तस्य विषये वर्तते द्वितीयं तावत् नागारहस्यमिति तृतीयं तावत् वायुपुत्राणां शपथः इति इदं तावत् अस्य मूलम् इङ्ग्लिश् आङ्ग्लभाषायां वर्तते तत्र तस्य रचयिता अमीश् इति तत्र कन्नडे अनुवादं कृतवान् अस्ति उमेश् इति तत्र तस्य कल्पनालोकः कथमस्ति इति ज्ञायते एकवारं यदि आरभामहे तर्हि तत् यथा वयं चलनचित्रादिकं पश्यामः तथा भासते म यदि एकवारं चलनचित्रस्य दर्शनम् आरम् आरम्भं कुर्मः तदा यथा मध्ये त्यक्तुम् इच्छा न भवति तथा अस्य अस्य पुस्तकपठने अपि भवति इति अस्य पुस्तकस्य विशेषः एवमेव सः एव अमीश् इति शिवसरणिः यः ल् शिवसरणेः शिवसरणेः रचयिता सः एव अमीश् रामस्य सरणिः अपि तेन रचिता वर्तते इत्येवं तत् सर्वेषां चिन्तनप्रचोदकं पुस्तकं वर्तते तत् पुस्तकं पाठयितुं पठितुं शक्नुमः तेन च अस्माकं प्रेरणा अपि प्राप्यते